कलासु चित्रकला अपि एका सामान्यतः चित्रकलायां यदा रेखां रेखां स्थापयन्ति तदानीं जनाः बहु दोषं कुर्वन्ति केचन केषाञ्चित् बाल्यकाले एव चित्रकलायाः अभ्यासः भवति तेषां तु तथा अभ्यासः कर्तव्यः इति न आपतति किन्तु येषाम् अभ्यासः न भवति तेषां दोषाः भवन्ति इत्यतः तैः बहु अभ्यासः कर्तव्यः भवति वृत्तस्थापनं वा रेखास्थापनं वा आदिमः अभ्यासः इति कथयितुं शक्यते अहम् अहमपि एकः चित्रकारः मया आधिक्येन प्रथमः अभ्यासः कः इत्युक्ते न्यूस् पेपर् वार्तापत्रिका इति यदुच्यते वार्तापत्रिका तां स्वीकृत्य तत्र रेखास्थापनमेव मम अभ्यासः भवति तत्र मम अभ्यासः बहु भवति स्म तदनन्तरं वृत्तस्थापनं रेखायामेव विन्यासः तेषु एव अभ्यासः बहु कर्तव्यः इति भवति एवं तत्र दोषवारणार्थम् इमे अभ्यासः कर्तव्यः एव तत्र चित्र चित्रकलायां रेखाचित्रम् अनन्तरं वर्णम् अपि स्थापयन्ति तत्र इदानीं बहुविधानि चित्राणि उपलभ्यन्ते वर्णयुक्तं वा वर्णरहितं वा उभयविधमपि अस्माभिः प्राप्यते तत्र वर्णयुक्तं चित्रं तु बहु सम्यक् भवति इति वक्तुं शक्यते वर्णरहितचित्रं तु अङ्कनीं स्वीकृत्य केवलं रेखां स्थापयन्ति रेखां स्थापयन्तः एव एकम् एकं चित्रं लिखन्ति तदपि एका कला इति एका कला इति वक्तुं शक्यते